हरि ओम्

हरि ओं नमस्ते नमस्ते वदतु वदतु आम् आम् स्मारयामि अवश्यम् अवश्यं तस्य तस्य गानं मधुरमस्ति तस्य वोय्स् मधुरमस्ति सो लघुगीतम्

चिन्ता मास्तु चिन्ता मास्तु अहम् ट्रेनिङ्ग ददामि शिक्षां ददामि चिन्ता मास्तु

आं ददामि अवश्यन्ददामि ग्रूप् मध्ये गातुं चेत् भयं नास्ति अतः एव अहम् फ़स्ट् इदं दत्तवती किञ्चित् किञ्चित् कालात् किञ्चित् कालानन्तरम् अभ्यासात् आगच्छति

अवश्यम् अवश्यम् अवश्यं अवश्यम् अवश्यं शिक्षां ददामि चिन्ता मास्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु चिन्ता मास्तु अवश्य आर्य